अहं वसनप्रदेशस्य इतिहासः तु अत्र श्रीरङ्गपट्टणम् अत्र तु टिप्पु सुल्तानः वसति स्म तथेव अस्माकं समीपं मैसूरुनगरं अपि अस्ति तत्र तु मैसूरु अरमने इत्येव प्रसिद्धः अस्ति तत् कृते तु बहु समीचीनं एकं बहु इतिहासं एव अस्ति दूरात् अधिकजनाः तु मैसूरु द्रष्टुं आगच्छन्ति मैसूरु दसरा द्रष्टुं तु बहु समीचीनं भवति तथैव मैसूरुनगरे चामुण्डी देवालयं तथैव जू अस्ति तथैव एकं सैन्त् फेलोमिना चर्च् अपि अस्ति मैसूरुनगरे तु एकं इतिहासक्षेत्रं इति वक्तुं शक्यते तथैव श्रीरङ्गपट्टणमपि अत्रापि बहु देवालयं रङ्गनाथस्वामी देवालयः अस्ति तथैव निमिषाम्बा देवालयः अस्ति एतत् सर्वं प्रसिद्धदेवालयः सन्ति एतदपि द्रष्टुं बहूनि जनाः दूरप्रदय प्रदेशात् अन्यत् अन्यत् देशात् अपि आगच्छन्ति